हरिः ओम् अग्रज नमस्ते हा मम आपणे तदेव किं पर्निचर्स् मम स्थले

पीठोपकरणानि पुनः डैनिङ् टेबल्स् आसन्दनानि सर्वाणि सन्ति मूल्यम् एकं पञ्चसहस्रं यावदस्ति

दूरदर्शनम् अस्ति अस्ति आं तदेव अस्ति पुनः किमपि अपेक्षितं

आम् अस्तु अग्रज आम् एकम् आ हा यानं प्रेषयन्ति चेत्प्रेषयितुं शक्यते

पुनः किं व्यासपीठं किमपि अपेक्षितं वा व्यासपीठम् इत्यादिकं आं सन्ति सन्ति

हा इदं पठितुम् उत्पीठिका उत्पीठिका पुनः किमपेक्षितम् अग्रज आम् शीतलीकरणं

आम् अस्तु अग्रज अत्रे प्रेषयिष्यामि अस्तु वा धन्यवादः ह ह अस्तु धन्यवादः